इदानीम् ए ऐ आटिफ़िषल् इन्टेलिजेन्स् इति टेक्नालोजि प्रचलन् अस्ति गुगल् मध्ये वा दूर्वाण्याम् एतद् ए ऐ आगतम् अस्ति यत् किमपि समीकरणीयम् अस्ति तद् ए ऐ सर्वं समीचीनं करोति यथा चेट् जि पि टि इति एकः एकम् ए ऐ एकः ए ऐ अस्ति तत्र यत् यत्किमपि वयं पृच्छामः तद् सः तद् सः तस्य उत्तरं समि समीचीनतया ददाति पुनः यदि किमपि चलच्चित्राणि स् स्वीकुर्वन् स्वीकुर्मः चेदपि ए ऐ माध्यमेन तत् समीकृतम् इतोपि समीकृत्य कर्तुं शक्यते पुनः तन्त्रज्ञानं तन्त्रज्ञानं ज्ञानेन तन्त्रज्ञानेन अस्माकं जीवनं बहु सरळं जातं यथा पूर्वं दुर्वाणीमेव नासीत् तर्हि तत् टेलिफ़ोन् माध्यमेन दूरवाणीं वयं काल् क कुर्मः वयं काल् कुर्वनासन् परन्तु इदानीं तु झटिति वयं काल् कर्तुं शक्यते पुनः यत्किमपि मेसेज् भवन्ति वा ईमेल् तद् इन्टर्नेट् माध्यमेन प्रेषयितुं श् प्रेषयितुं शक्यते सर्वं कार्यं झटिति भवति यद् पूर्वं तु प्रे किमपि प्रिण्ट् अपेक्षते आव् अपेक्षते वा किमपि भवेत् चेत् तत्र बहु समयः व्यतीतः भवति परन्तु इदानीं तन्त्रज्ञानं तन्त्रज्ञानम् अस्ति अस्ति चेत् सर्वं कार्यं सरळं भवति परन्तु अत्र एकं ब् भयम् अपि भवति यदि किमपि वैरस् आगच्छति वा अस्माकं दूरवाणी हेक् भवति वा फ़्रोड् भवति इति अपि भय् भयं भवति तर्हि अस्मिन् विषये किञ्चित् अवलोकनं करणीयं भवति